अष्ट दशोत्तरद्विसहस्रतमे वर्षस्य जून् मासस्य त्रयोदशीदिनाङ्कः एकोननवत्युत्तर नवशताधिक एकसहस्रतमे वर्षस्य नवेम्बर् मासस्य द्वितीयदिनाङ्कः अष्टाशीत्युत्तरनवशताधिक एकसहस्रतमे वर्षस्य नवेम्बर् मासस्य तृतीयदिनाङ्कः सप्तषड्युत्तरनवशताधिक एकसहस्रतमे वर्षस्य जून् मासस्य द्वाविंशतिः दिनाङ्कः त्रयोनवतित्युत्तरनवशताधिक एकसहस्रतमे वर्षस्य एप्रिल् मासस्य सप्तविंशतिः दिनाङ्कः